भारतस्य आरोग्यव्यवस्था अन्यदेशानां व्यवस्थाभिः उत्तमा एव वर्तते इति अहं चिन्तयामि परन्तु इदानीन्तनकाले भारतस्य आरोग्यव्यवस्था तस्य आरोग्याचाराः अन्य देशानाम् आचाराः

स्वीकृत्य इदानीं किञ्चित् अधमाः एव अस्ति अस्माकं भारतस्य आरोग्यव्यवस्था अस्माकं भारतदेशे के के धान्यानि सन्ति तत् एव अहं स्वीकृत्य खादामः चेत् आरोग्यं सर्वदा सम्यग्भवति अनन्तरं मम समीपे वर्तमानाः चिकित्सालयाः क्लिनिक् विशेषाः सम्यक् अस्ति तत्र समस्याः अपि किञ्चित् सन्ति पश्यामः चेत् अस्वच्छता अस्वच्छता विषये किञ्चित् अस्माभिः अपि स्वच्छतारूपेण अहम् अनन्तरं जनादिकं जनाः जनादिकम् अपि अस्ति बहु कालं निरीक्षणं करणीयम् इति समस्या अपि अस्ति प्रथमं वयं स्वच्छतारूपेण भवितव्यम् अस्माकं परिसराः अपि स्वच्छतारूपेण भवेयुः इति अस्माकं चिन्तनं भवनीयम् अतः सेवागुणं वर्तते सेवागुणम् अपि अस्ति गौर्न्मेण्ट् होस्पिट्ल् गौर्मेण्ट् वैद्यालयः अस्ति तत्र बहु सम्यक् सेवागुणः वर्तते अस्ति किन्तु बहवः जनाः अधिकं जनाः सन्ति चेत् तत्र अपि कालावधिः तत्समस्या अस्ति सर्वदा समस्या अस्ति अतः अतः किं परवर् परिवर्तनं करणीयम् इत्युक्ते अहम् अस्माभिः प्रथमम् स्वच्छतां स्वच्छतारूपेण भवितव्यम् वयम् वयं स्वीकर्तुम् आव् फ़ुड् इत्युक्ते वयं किं खादामः तत् सम्यक् झङ्क् फ़ुड् इति नास्ति अहम् उत्तमम् आहारं वयं स्वीकुर्मः चेत् तत्र रोगनिवारणं कर्तुं शक्नुमः